एतेषु पुस्तकचलचित्रदूरदर्शणकार्यक्रमेषु मम दूर्यदर् दूरदर्शणकार्यक्रमः एव इष्टः तत्रापि दूरदर्शणकार्यक्रमेषु गेम् आफ् त्रोन्स् इति एकं एक् सीरियल् वर्तते तदेव मम इष्टम्